सुभाषितान् पठित्वा अहं मम जीवने परोपकारस्य महत्वं सम्यक् ज्ञातवान् परोपकारार्थम् इदं शरीरम् इति सुभाषितं सन्देशं ददाति तथा तादृशः प्रभावः मम जीवने पतितम् अहं तत्कारणेन रक्तदानं तथा अग्रे देहदानस्य विषये अपि आसक्तः अस्मि इदानीं पर्यन्तं दशवारं रक्तदानम् अपि कृतवान् अस्मि